अहं बहूनि पुस्तकानि सङ्ग्रहं कृतवान् परन्तु तेषां क्रमबद्धयोजना अथवा एकैकं विषयं स्वीकृत्य स्थापनं वा इति किमपि अद्यपर्यन्तं न कृतं इदानीं प्रश्नः आगतः इति तद्विषये अग्रे चिन्तयामि